बहुवारं तत्र बैक् प्रवासः कृतवान् प्रवासार्थं योजनानाम कुत्र एकत्र सर्वे आगत्य अतः एकं स्पोट् निर्णिय तत्र गच्छामः तत्र इतः ट्रेड् भवति मध्ये अस्माकं गमनमार्गे कुत्र भोजनव्यवस्था भवति कुत्र पेट्रोलियम् इत्याधिकं करणीयं कुत्र कस्यापि यानस्य किमपि रिपैर् इत्याधिकं भवति चेत् कुत्र दातव्यम् इति सर्वम् एकैकगणं संस्थाप्य तत्र कुर्म् अङ्गणे वार्तालापः क्रियते तदनन्तरं किं करणीयं नाम तत्र गमने कुत्र प्रवासः करणीयं तत्र किं भवति भोजनव्यवस्था वा आवासव्यवस्था सम्यक् भवति वा तत्र क्लैमेट् कथम् अस्ति वातावरणं कथम् अस्ति इत्यादिकम् अस्माभिः कृत्वा इतः प्रवासः क्रियते